सामान्यतया अस्माकं गृहे द्वित्राः एव वसन्ति अतः तेभ्यः पाककरणे नास्ति कोऽपि क्लेशः मया तु एतावत् अधिकजनानां कृते पाकः न कृतः किन्तु यानि उपायानि द्वित्रेभ्यः पाककरणे उपयुज्यन्ते तान्येव अधिकजनानां कृते पाककरणे अपि उपयोक्तव्याः भवन्ति तानि यथा शाकाः पूर्वदिनम् एव कर्तनीयाः पाकाय अवश्यं सामग्री पूर्वस्मिन् दिने एव आपणात् क्रेतव्यम् यानि खाद्यानि पक्तव्यानि मेनु तानि अल्पसमये एव यथा भवेयुः तादृशानि एव निश्चेतव्यानि यदि अधिकसमयः भवतीति चिन्त्यते तदा साहाय्याय इतरे आहूतव्याः